अहं स्वयं तरणं न जानामि अन्यान् कथं पाठयामि बहु पूर्वं एकदा वयम् एकस्मिन् वसतिसमुच्चये वसन्ति स्म तदा समुच्चयस्य अधः एव तरणकुण्डः आसीत् तत्रैव मम अपत्यौ तरणं शिक्षणं तरणस्य विषये शिक्षणं प्राप्तवन्तौ तत्र तत्र समुच्चयस्थ बहवः महिलाः तत्र आगत्य तरणं तरणं कुर्वन्ति स्म मम मनसी अपि एकदा आगतः अहमपि किमर्थं न प्रयत्नं करोमीति तत्र एक शिक्षकः अपि आगच्छति सः आगत्य सर्वान् पाठयति एकदा एवमेव अहमपि प्रारम्भं कृतवती मया अपि पठनीयम् इति किञ्चित् समयानन्तरं किमपि विश्वासः आगतः हा मया साध्यं भवतीति एकदा कक्षानन्तरं मम शिक्षकः प्रस्थानस्य सिद्धतां कुर्वन् आसीत् अहं किञ्चत् अधिकम् अभ्यासं करोमि इति मत्वा अहं तरणम् अनुवर्तितवती तदा किं भवति निमज्जनं प्रारम्भम् अभवत् मम पुत्री मम पार्श्वे एव आसीत् अतः अहं रक्षितवती तदा अस्मान् दृष्ट्वा शिक्षकः अपि धावन् आगतवान् एवं यदा वयं शिक्षणं प्राप्नुमः शिक्षणप्राप्य समये शिक्षा यदा शिक्षकः तत्र न भवति तदा किमपि अभ्यासः न करणीयः अस्मान् रक्षणार्थं तत्र कोऽपि न भवन्ति किल अतः